विद्यालये मम प्रियः विषयः संस्कृतम् इति वर्तते तत् किमर्थं तत्र गद्यमपि अस्ति तत्र पद्यमपि अस्ति तद् व्याकरणमपि अस्ति तत्र सुभाषितानि सन्ति तद् अस्माकं सर्वविधज्ञानं संस्कृते वर्तते तदर्थं मम सः विषयः अतीवप्रियः वर्तते मया गणितविषयम् एवं विज्ञानविषयः अतीवकठिनः इति अनुभूतं किमर्थमिति तत्र तयैव भाषया पाठ्यते तदर्थं पुनः विद्यालये मम सुखदम् अनुभवः एव अनुभवः एवमेव अस्ति यद मम यः मां य शिक्षकः पाठयति सः आनन्देन तत्र अस्मान् पुत्रवत् पाठयति यथा सः स्वकीयं पुत्रं पुत्रं पाठयति तथैव अस्मानपि पाठयति इति